नमस्ते हरिः ओम् हा आमामाम् अहं श्रीरामः अस्मि अत्र नगरे अहमेव उत्तम इण्टीरियर् पर्सन् इति अस्मि उत्तमम्

आमामाम् आं निश्चयेन अहं इदानीं व्यस्तः अस्मि परन्तु वयं सम्भाषणं कृत्वा किं किं करणीयमिति ज्ञात्वा तदनुसृत्य समयं दद्मः कुर्मः करिष्यामः एव चिन्ता नास्ति उत्तममेव धन्यवादः वदतु वदतु भगिनि उत्तमम् एवं एवम् अस्तु हा हा करिष्यामः शक्नुमः शक्नुमः एतादृशम् अत्रापि नगरे दशगृहेषु गतवर्षे एव अहं कृतवान् अथवा अस्माकं मम अनुभवः बहु समीचीनमस्ति तत्र अतः तादृशं कुर्मः पुरातनगृहम् अस्ति अपि स्थापयामः कर्तुं शक्यते अस्माकं भारते उत्तमतया यदस्ति तादृशमपि वयं कुर्मः मम हस्ते जनाः सन्ति एव मम हस्ते जनाः सन्ति एव उत्तमतया कर्तुं मम हस्ते जनाः सन्ति अत्र अतः वयं कुर्मः अत्र मार्बल् आवश्यकं चेत् तदपि स्थापयामः एतादृशं रक्ताक्सैड् स्थाप स्त स्थापनीयं चेतपि वयं कुर्मः तत्र जनाः सन्ति निपुणाः सन्ति एव वयं कुर्मः वयं श्वः मिलामः अनन्तरं वयं आरम्भं कुर्मः समीचीनं रां राम् नमस्ते रां राम्